आं सत्यम् अस्माभिः किं स्वीकर्तुमिच्छति आम् अस्माकम् आपणे उत्तमाः दूरवाण्यः एव सन्ति का दूरवाणी अपेक्षते धनं कीयद् ददति अस्तु ओ एवं वा अस्तु का दूरवाणी अस्ति भवत्याः पार्श्वे ओ अस्तु उत्तमम् इदानीं कां स्वीकर्तुमिच्छति दूरवाणीं अस्तु इदानिं भवत्याः नाम कति धनं व्ययं व्ययीकर्तुमिच्छति भवती ओके अस्तु अस्तु अस्तु अस्तु विंशतिसहस्रं वा इदानीं पश्यतु ऐकू इति कम्पेनी अस्ति तत्र एका दूरवाणी उत्तमा वर्तते ऐकू जि सिक्स् इति अनन्तरं सेम्सङ्ग् सेम्सङ्ग् मध्येऽपि उत्तमादूरवाणी अस्ति सेम्सङ्ग् ए सिक्स्टि इति अस्ति इतोऽपि वीवो मध्येऽपि सन्ति पुनः आपल् मध्येऽपि सन्ति भवती किं स्वीकर्तुमिच्छति आ वीवो उत्तमं भवति अधिकाः जनाः वीवो एव स्वीकुर्वन्ति वीवो वि ट्वेन्टिफ़ै प्रो इति नामकमेकमस्ति तत्र केमरा तु बहु उत्तममस्ति हा हा आपल् अपेक्षया इतोऽपि बहु उत्तमं दृश्यते तत्र चित्रं हा शक्नोति अहं वदामि वा हा हा तस्य ओन् नाट् ऐट् अष्टाधिकशत एम्पि केमरा अस्ति पुनः स्नेप्ड्रागन् ऐट् प्लस् जेन् वन् इति प्रसेसर् अस्ति पुनः तस्य बेक् ग्लास् अस्ति तथा तस्य चार्ज् तु बहु उत्तमं भवति दिनद्वयं तिष्ठति तथा चार्जिङ्ग् स्पीड् अपि उत्तममेव अस्ति ओन् ट्वेन्टि ओट्स् चार्जिङ्ग् अस्ति तस्य

हा रें चेत् एट् जि बि भवति परन्तु ट्वेल् जि बि अपि वयं कर्तुं शक्नुमः तथा रों चेत् नाम इन्टर्नल् स्पेस् चेत् ओन् ट्वेन्टि जि बि अपि अस्ति पुनः टु फ़िफ़्टि सिक्स् जि बि अपि अस्ति आमामां वारेन्टि वर्तते एकवर्षस्य तु एकवर्षस्य तु वेरण्टि कम्पेनि तः ददाति पुनः षाण्मासिकं वारण्टि अस्माकं सह वयं दद्मः आम् अस्तु भवती कदा स्वीकर्तुमिच्छति इति वदति चेत् अहं डेट् बुक् करोमि आमामाम् आगच्छतु भवतां स्वागतमस्ति अस्माकम् आपणे हा शक्नोति शक्नोति एव किमर्थं न शक्नोति इ एम् ऐ विषये वा भवती आमामां अस्तु इदानीं किं भवति नाम भवती एक्स्चेञ्ज् पृष्टवती खलु तस्य अष्टसहस्रं भवति तस्य अवशिष्टधनस्य एव ई एम् ऐ वयं स्वीकुर्मः अस्तु वा इदानीं द्वादशशतमवशिष्टमिति चिन्तयतु तत्र प्रतिमासं वयं सप्तशतं सप्तशतम् एवं द्वादशमासं यावत् स्वीकुर्मः आं तावदेव तावदेव डिस्कौण्ट् तु भवत्येव किमर्थं न भवति वयं भवती अस्माकं कृते स्पेषल् अस्ति इत्यतः वयं डिस्कौण्ट् दद्मः एव भवती आगच्छतु वयं दद्मः वार्तालापं कुर्मः आम् आम् निश्चयेन भवत्याः कृते वयं स्वागतं व्याहरामः आगच्छतु आमामामां स्थापयामः आगच्छन्तु स्वागतं आं धन्यवादः